युद्धकलाम् अन्यान् कथं प्रेरयति अथवा सबलान् करोति इत्युक्ते युद्धकला अभ्यासेन शरीरदार्ढ्यं मानसिकस्थैर्यं वर्धते यदा शरीरदार्ढ्यं भवति तदा मनुष्यः भीतिं त्यजति युद्धकला अभ्यासेन जीवनक्रमः अपि परिवर्तते मानसिकस्थैर्येण यदि भवति तदा सः स्वजीवनं सम्यक् कर्तुं शक्नोति इदानीं सेनायामपि युद्धकला अपेक्षिता भवति सैनिकाः युद्धकलायाः अभ्यासेन सुदृढाः दृश्यन्ते अन्येषामपेक्षया तेषां मनस्स्थैर्यम् अधिकं भवेदेव भारतदेशे केचन एव युद्धकलां जानन्ति परन्तु चैना इत्यादिदेशेषु सर्वे बाल्ये एव युद्धकलाप्रशिक्षणं प्राप्नुवन्ति अस्माकं देशे अपि तथा भवेत् तेन बालाः स्वजीवनं सम्यक्तया यापयेयुः अन्यथा व्यसने मग्नाः भवन्ति तेन देशस्य हानिः जायते एवं युद्धकला अन्यान् प्रेरयति तथा सब सबलान् करोति